अष्टमः दिनाङ्कः जनवरी मासः एकसहस्र नव शत द्विसप्तति तमं वर्षम् विंशतितमः दिनाङ्कः आगस्ट् मासः द्विसहस्र एकं वर्षम् षष्टः दिनाङ्कः पञ्चमः मासः एकसहस्रनवशतपञ्चषष्टितमं वर्षम् प्रथमः दिनाङ्क चतुर्थः मासः एकसहस्रनवशत त्रिसप्ततितमं वर्षम् विंशति तमः दिनाङ्गः चतुर्थः मासः एकसहस्र नवशत सप्तति तमं वर्षम्